अहं उक्तवान् पुस्तकानां सङ्ग्रहणं करोमि अहं पुस्तकानाम् बहुवारं बहु पुस्तकानि क्रीणामि इति तत्र किं चिन्तयामि पुस्तकं पर्स्नालिटि डेवेलप्मेन्ट् प्रति अस्ति वा इति एकः विषयः अन्यत् केन पुस्तकं प्रकाशितं इति चेत् अत्र अक्षरे जनार्दन हेगडे इति एकः विद्वांसः अस्ति तेन अनूदितानि वा कृतानि वा पुस्तकानां विना चिन्तनं अहं क्रीणामि तस्य बहु बहु पुस्तकानि पठित पठत पठितवान् अहम् तत्र तस्य भाषाशैली सर्वं मया ज्ञायते तत् तं प्रति प्रितिः अपि अस्ति तद् एकः विषयः केन पुस्तकं लिखितम् इति तद् अन्यः शृङ्गेरिमठस्थः पुस्तकानां विषये अपि मम प्रीतिः अस्ति तत्र क्रियापदानां लट् लकारः एव योजयन्ति कृदन्तः न योजयन्ति ते अभिदायि एवं शब्दान् योजयन्ति तत्र बहु सम्यक् वाक्यरचना भवति शृङेरिगुरूणां वा शृङ्गेरीपण्डितानां वा यत्किमपि लिखितं वर्तते तेषाम् क्रियापदानि सम्यक् भवति तद् तदपि एकः प्रीतिकरः विषयः ब पुस्तकविषये वदामि चेत् केन लिखितम् इति दृष्ट्वा अहं पुस्तकं क्रीणामि